कृषिकार्यस्य कृते नूतनं विद्युत्संयोजनम् अपेक्षते चेत् विद्युत् स्ंस्था अस्ति तस्य आवेदनपत्रम् दातव्यम् तत्र क्षेत्रस्य पत्राणि अपेक्षते तैः तत्सर्वं दातव्यम् अनन्तरं ते विद्युत्सम्पर्कं ददति इदानीं परिस्थितेः तत्र बहु क्लेशः न अनुभूयते एकवारं तत्र गच्छामः चेत् ते एकं चेक्लिस्ट् इति किं किं डोक्युमेन्ट्स् पत्राणि अपेक्षितानि इति वदन्ति तत्सर्वं दद्मः चेत् ते सम्पर्कः ददति अन्यत् विद्युत् व्यत्यस्य विषये वक्तव्यं चेत् ग्रामान्तरप्रदेशे तु विद्युत् सम्पर्कः तदा तदा अवरुद्धः भवत्येव तत्र किमपि कम्प्लैन्ट् इति कृत्वा दद्मः चेदपि किमपि न भवति तत्र सर्वकारः एव अनिर्दिष्टं अविरुद्धतया विद्युत् प्रसारः विद्युत् दातव्यम् इति चिन्तनं कुर्वन् कुर्वन् कुर्वन् अस्ति तत् प्रति किंचित् प्रयत्नान् अपि वर्तते सर्वकारेण तदेव अलमिति भाति कम्प्लैन्ट् द्वारा किमपि प्रयोजनं न भवतीति भाति